हरिः ओम् अहं भवत्याः म्यूरल् पेण्टिङ्ग् चित्रकारी भवति खलु हा मम गृहस्य गृहस्य अन्ते कति चित्राणि क चित्रम् आवश्यकं चित्राणि भवती रचयतु मम नाम आर्या आ हा अस्तु अहं नूतनगृहं निर्मातुं निर्मा निर्मितवती तत्र गृहे अन्तः हाल् हाल्मध्ये मध्ये भित्तिः भित्तिमध्ये पेण्टिङ्ग् आवश्यकम् कृष्णः तत् केवलं हा हाल्मध्ये कृष्णस्य चित्रमावश्यकं बेड्रूम् बेड्रूम्मध्ये एवं हा मम गृहे त्रीणि बेड्रूम् अस्ति एकमेकं बेड्रूम् एकमेकं चित्रम् बृहत् चित्रं बृहत् चित्रम् आश्यकम् एकं वाल्मध्ये एकम् प्रकोष्ठे अपि चित्रम् आवश्यकं मध्ये सम्पूर्णं चित्रमावश्यकम् पञ्चदशसहस्रं वा एकां भित्तिमध्ये चित्रं करणार्थम् हा अस्तु भवती श्वः अथवा परश्वः मम गृहे ह्यः अस्तु भवती आगच्छतु अनन्तरं भित्याः सैज़् पश्यतु हा मम कृते मम कृते सर्वं ट्रेडिशनल् पेण्टिङ्ग् आवश्यकम्

अहं मम गृहं ए पुरातनम् पुरातन टैप् पुरातनकालस्य एकम् अल्ल मम गृहं पुरातनं हा अस्तु

आ अस्ति अस्ति अस्ति अस्तु धन्यवादः धन्यवादः